मम प्रदेशे स्थितेषु क्रीडाङ्गणेषु स्थानीयाः राष्ट्रीयः वा आयोजनाः क्रियन्ते तत्र ग्रामीयाः नगरीयः छात्राः भागग्रहणम् कुर्वन्ति तत्र

तालूक् लेवल् डिस्ट्रिक्ट् लेवल् स्टेट् लेवल् इत्यादि क्रीडा काराः भागं गृह्णन्ति यः तालूक् लेवल् मध्ये प्रथम द्वितीय स्थानं प्राप्नोति सः एव क्रीडा पटुः अग्रीम जिल्ला मण्डल लेवल् मध्ये गन्तुम् अर्हति पुनः तत्र डिस्ट्रिक्ट् लेवल् मध्ये यः प्रथम स्थानं प्राप्नोति सः स्टेट् मध्ये क्रीडुं क्रीडितुं गन्तुं शक्नोति नो चेत् नैव शक्नोति तादृशी व्यवस्था कश्चनः व्यवस्था प्रथा वर्तते

तत्र ग्रामीय नगरीय जनाः सर्वे जनाः सर्वेभ्यः अपि तत्र द्रष्टुं व्यवस्था कल्पिता वर्तते कार्यक्रमम् तत्र द्रष्टुं सर्वे अपि गन्तुं शक्नुवन्ति